महोदयः अहं दिनद्वयात् प्राक् किञ्चित् आपणं गत्वा तर्टी रूपीस् ऐस् क्रीं स्वीकृतवान् यदा वा अहं स्वीकृत्य खादितवान् मम दन्ते बहु कम्पना आगच्छति वेदना आगच्छति स्वपि यदि स्वपामि तत्रापि दन्ते कम्पना आगच्छति इत्यादिकं समस्या भवति किञ्चित् तद् भवन्तः परिहर्तुं शक्नुवन्ति वा इति आम् आम् आम् हाम् सत्यं आम् हां हां आम् सत्यम् आम् आम् आम् आम्

अय् आम् सत्यम् आं वदन्तु वदन्तु महोदय

सत्यं हाम्

ह्म् ह्म् ह् आम्

आम् यदा स्वापकाले भवन्तः जलं पीत्वा यदि वयं स्वपामः तत्र दन्ते विद्यमानाः कीटाः नश्यन्ति इति उक्तवन्तः केवलं जले जलं पीत्वा यदि वयं स्वपामः तर्हि कीटाः नश्यन्ति उत ब्रश् कर्तव्यं वा इत्यादिकं फ़ेस्ट् यच्छन्ति खलु भवन्तः तादृशमपि स्वीकृत्य उत्सवं क्रियते समीचीनमिति मम तेह वर्तते सत्यं खिल आम् हां हां हा अहं हां सत्यं सत्यं आं हां हां आम् आं हां हां हां हां हां हां हां महोदय

अतः अहम् आगच्छामि अस्तु अस्तु अस्तु इदानीं मम कार्यं वर्तते समापयामि अस्तु अन्त राम् राम् राम् राम् महोदय राम् राम् आम् आम्